त्वं कियत्कालपर्यन्तं योगं कर्तुं शक्नोषि ध्यानमभ्यसन्तः जनाः प्रारम्भिककाले कीदृशं काठिन्यम् अनुभवन्ति इति प्रश्नः अत्र योगं कर्तुं शक्नोषि इति पृष्टमस्ति योगः नाम किम् योगस्य लक्षणं किम् इति पृष्ट प्रष्टव्यं प्र प्रष्टव्यं भवति किमित्युक्ते योगस्य लक्षणं विना वयं कथमेतस्य प्रश्नस्य उत्तरं दातुं शक्नुमः हा किमित्युक्ते योगस्थ कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्यौस्समो भूत्वा समत्वं योगो उच्यते इति परमात्मना कृष्णेन साक्षादुक्तमस्ति भगवद्गीतायाम् गीताशास्त्रे तत्र तु समत्वबुद्धिः एव समत्वचिन्तनमेव निर्विकारचिन्तनमेव योगः इति साक्षात् कृष्णेन उक्तमस्ति इति कृत्वा अस्माकं चिन्तनशैली अस्माकम् पर्यावरणे विद्यमानवृत्तानां जनानां वस्तूनां च स्विकारः कथं क्रियते समत्वबुद्ध्या क्रियते चेत् वयं विकारं न प्राप् मनसः विकारं न प्राप्यते चेत् चञ्चलिताः न भवामः भवामश्चेत् सैव योगः उच्यते इत्यप्यस्ति इति मनसः चित्तस्य स्थिरत्वं यस्य अस्ति सः एव योगी अस्य योगः भवति इत्यस्ति एवम् योगः कर्मसु कौशलम् इत्यपि अस्ति यः हस्तगतकार्यं सौष्ठवेन करोति सः एव योगी भवति इत्यपि तत्रैव गीतायामेव भगवता कृष्णेन उक्तमस्ति इति कृत्वा योगः इति व्य् व्यायामात्योगं तु अहं न करोमि ह्म् आसनादिकं न करोमि प्राणायाममवश्यं करोमि किम् इत्युक्ते अहम् किमुच्यते अहं कर्मानुष्ठानं करोमि अहं सदाचारः अनुयायि सदस सदाचारानुष्ठानं करोमि त्रिकालसन्ध्यावन्दनं करोमि ब्रह्मविद्यायज्ञादिकमपि करोमि तदनन्तरं जपादिकं करोमि उपदिष्टं मन्त्राणामपि जपं करोमि स्वाध्यायं करोमि इति कृत्वा तादृशयोगम् अनुष्ठानं तु मया क्रियते एव अन्यः अन्यां स अत्र प्र तत्र प्रश्नस्य अन्यां ध्यानमभ्यसन्तः जनाः प्रारम्भिककाले कीदुं कार्शश का कीदृशं काठिन्यम् अनुभवन्ति इति प्रायेण जनाः किं चिन्तयति इति पृष्टे ध्यानं कुरु इति श्रुतैः किं मनसि प्रथमं किम् आगच्छति किम् आयाति इति पृष्टे तत्र

वृत्तेः निवृत्तिस्स्यात् चित्तवृत्तेः निवृत्तिः स्यात् निरोधस्स्यात् इति सर्वे चिन्तयन्ति तत्र तत्र काठिन्यं तु अनुभूयते काठिन्यम् प्रारम्भिककाले यद्यपि प्रारम्भिककाले यदा उपविष्टः कश्चित् ध्यानार्थं तत्र कण्डूयनं भवति कुत्र कुत् कु क्वचित् कण्डूयनं भवति क्वचित् वेदनाम् अनुभूयते इत्यादि व्यवधानानि भवन्त्येव तदनन्तरम् एतत् सर्वं स्थगितं स्यात् तदनन्तरं चिन्तनम् अतिरम्भसा चिन्तन चिन्तनप्रवाहः विचारप्रवाहः भवति तदपि स्थगयितुं न शक्नोति इति एतादृशानि काठिन्यानि अनुभूयन्ते परन्तु गच्छता कालेन एतत्सर्वं निर्गच्छति एतत् सर्वम् शम्यति शमनं तस्य भवति मनस्य मनसः शान्तिरपि अनुभूयते इति एतावदुक्त्वा अहं विरमामि